एतद्बहु उत्तमम् उत्तमप्रश्नः अस्ति वर्तमानं प्रति परिदृशे विज्ञापनस्य अधिकजनानां प्राप्तुं च उपायाः बहु सन्ति तन्मध्ये एकस्य विज्ञापनस्य विषये वक्तुं शक्नोषि चेत् तत् अतीवसृजनात्मकं प्रभावशाली च आसीत् मह्यम् इत्युक्ते तत् इन् इन्स्टाग्राम् उपयोगं करणे करणसमये किमर्थम् इत्युक्ते इन्स्टाग्राम् बहु जनाः उपयोगं कुर्वन्ति नन्तरं यूट्यूब् अपि तन्मध्ये अहं वयं विज्ञापनं कुर्मः चेत् तद्बहु जनानां प्राप्तुं शक्यते अनन्तरं सृजनात्मकं प्रभावशाली च भवितुं किम् इत्युक्ते अस्माकं जनानां मनसि मनं मध्ये कि किम् अस्ति इति ज्ञातुं ज्ञानं बहु आवश्यकं भवति इत्युक्ते अस्माकम् किं प्रोडक्ट् अहं वयं प्रोडक्ट् सेल् करणीयम् आसीत् चेत् तत् प्रोडक्ट् तः तेषां किम् उपयोगं भवति तत् तस्य अड्वाण्टेजस् किम् अस्ति इति वयं वक्तुं शक्यते अनन्तरं जनानां अत्युत्तमं यत् वर्तमानपरिदृश्य इत्युक्ते तासां ते आरोग्यं बहु महत्वम् इति ज्ञातवन्तः अतः आरोग्यं प्रति अस्माकं प्रोडक्ट् रिलेटेड् आसीत् चेत् वयं तस्य तत् फ़ेक्टर् यूसेज् कर्तुं शक्यते अनन्तरं सृजनात्मकं प्रभावशाली च इत्युक्ते प्रभावशाली च इत्युक्ते काः तत् इदानीं यूट्यूब् मध्ये बहु जनाः प्रभावशाली सन्ति तेषां चानल्स् त्रू वयम् अस्माकं प्रोडक्ट् शोकेस् कुर्मः चेत् तत् बहु जनेभ्यः रीच् भवति अट्लीस्ट् तेषां ज्ञातुं शक्यते एतत् एकम् प्रोडक्ट् अस्ति इति वा अथवा एकं कार्यालयम् अस्ति इति वा अथवा एतः एत् एताः जनाः एवं कार्यं कुर्वन्ति सन्ति इति वा एप् अथवा एकं लाङ्ग्वेज् भवतु अथवा एकं प्रोडक्ट् भवतु एकं एप् भवतु ततः वयं हो बहु जनानां विज्ञापनं कर्तुं शक्यते अतः यूट्यूब् मार्गेन अनन्तरम् इन्स्टाग्राम् इन्स्टाग्राम् अपि बहु जनाः तदपि युवानां बहु उपयोगं कुर्वन्ति ततः तद्बहु जनेभ्यः रीच् भवति अतः वयं तत् इन्स्टाग्राम् अपि यूस् कर्तुं शक्यते ततः इदानीं प्रति गृहेपि युवः भवन्ति तेषां तः तेषां बालकानां अनन्तरं छात्राभ्यः अनन्तरं प महाविद्यालये ततः सर्वाभ्यः अपि तत् प्रचलितमपि भवति बहु उपयोगमपि भवति अतः मम मतं अथवा मह्यं बहु सृजनात्मकं प्रभावशालीश्च आसीत् विज्ञापनमार्गम् इत्युक्ते इन्स्टाग्राम् तः अनन्तरं यूट्यूब् तः एतत् सर्वम् उपयोगं कृ कृत्वा वयं बहु जनाभ्यः प्राप्तुं शक्यते